अस्माकं शास्त्रं द्वैतं तस्य अभिप्रायः तस्य शास्त्रस्य भावः नाम भेदः जगत् विषये भेदः अस्ति पञ्चभेदाः जीवः जीवः भेदः जीवः जडः भेदः जडजडभेदः जीवपरमात्माभेदः परमात्मजीवभेदः इत्यादि पञ्चभेदाः अस्ति इति द्वैतमते निरूपितवन्तः तस्य शास्त्रस्य द्वयोः शतमानयोः पूर्वम् आर आरभ्य इदानीं प्रस्तुतकालपर्यन्त तस्य विषये तस्य शास्त्रस्य अभिप्रायः मन प्रज प्रजानां मनसि बहु सम्यक् पूरितवन्तः महनीयः बहवः अस्ति नाम सत्यात्मतीर्थः इत्यादयः विश्वेशतीर्थः विश्वेशतीर्थः यत् यतः इत्यादीनां इत्यादयः महानु महनीयः अस्माकं द्वैतशास्त्रम् अस् अस्माकं द्वैतशास्त्रस्य परिचयः क्रियन्ते नाम विज्ञानवादीनां भूमेः गुरुत्वाकर्षणम् काश्मीरफलस्य भवति इति न्यूट्रन् उक्तवन्तः नाम तत् पर्यन्तं वयं न जानामि भूमेः गुरुत्वाकर्षणम् अस्ति इति न वा इति वयं न जानामि न्यूटन् काश्मीरफलस्य न्यूटन् उक्तः परिचयः न्यूटन् उक्तवन्तः चेत् तदा तदा वयं जानामि इति चेत् न शा शास्त्रे परमात्मस्य सङ्कर्षणम् इति नाम अस्ति सङ्कर्षणः नाम आकर्षणः इति नाम भूमेरपि आकर्षणशक्तिः भूमेः आकर्षणशक्तिः अस्ति इति तस्य शब्दस्य निष्पत्याः अथवा अर्थम् अर्थं जानामि चेत् तदा भूमेः गुरुत्वाकर्षणशक्तिः अस्ति इति वयं जानामि एतानि विषयाणि विश्वेशतीर्थादयः इत्यादि महनीयैः जनैः प्रवचनेन पूर्वकम् उक्तवन्तः इति